मम गृहे मां विहाय मम पिता अग्रजः अग्रजा अपि उद्याने उद्याने कार्ये रुचिं प्रदर्शयति मम पिता उद्याने पुष्पाणाम् अनन्तरं वृक्षाणां कदलीवृक्षाः पनसवृक्षः आम्रफलपुष्पस्य पुनः जम्बूफलस्य अनन्तरम् उत्तमवृक्षाणाम् अपि उद्याने तस्य उत्पादनं कृतवान् अस्ति अग्रजः अपि उद्यानकार्ये बहु समीचीनतया कार्यं करोति अग्रजायाः फलपुष्पादिविषयेषु अधिकतया रुचिः वर्तते गृहे सर्वेऽपि अधिकतया कृषिविषये उत्तमरीत्या तस्य उपयोगं कुर्वन्ति